वीडियोगेम्स् विषये अहं अधिकं न जानामि तथापि जानामि नाम एकवारं मया वर्ष षट् वर्षेभ्यः पूर्वं एकवारं तत्र वीडियोगेम्स् द्वारा एकं गेम्स् क्रीडन्ति स्म तस्मिन् काले क्रीडन्ति क्रीडन् आसीत् तत्र तस्य नाम वीडियोगेम्स् इत्यस्य टेम्पल् रन् इति एवं सदा गमनं गमनं धावनं सदा धावनं याव अतिशीघ्रं धावनं पुनः तत्र एकवारं क्रीड्यते ततः परं किञ्चित् अधिकः अङ्काः प्राप्तव्याः इति विचिन्त्य बहुवारं पुनः पुनः क्रीडां तत्र कृतवान् ये तदा तदा एकः सः अभ्यास एव अभवत् प्रतिदिनम् एवमेव मासं यावत् मासं क्रीडति नाम मासं पूर्णं यावत् क्रीडति तादृशः प्रसङ्गः मया तस्मिन् काले अनुभूतः ततः परं तस्मात् निवृत्तं यतः अस्माकं हानिः भवति अनेन क्रीडनेन इति ज्ञात्वा तस्मात् निवृत्तं